बाल्यकालात् आरभ्य एव सीवनकार्यं बहु रोचते यदा माता किमपि निर्मीय सीवनम् इत्यादिकं कृत्वा दास्यति चेत् तत्र महान् आनन्दम् अनुभूयते एवञ्च माता तत्कार्यं करोति चेत् अहमपि तया सह तथा तद्वत् एव कार्यं कर्तुं प्रयत्नं करोमि स्म एवं यत्किमपि वस्त्रं नष्टं भवति अथवा तत्र तस्य वस्त्रस्य अधुना किमपि कार्यं न भवति चेत् तत्र किमपि सीवनादिकं कृत्वा नूतनं वस्त्रम् अथवा किमपि नूतनं निर्माणं करोमि स्म यथा मातुः या शाटिका वर्तते सा च शाटिका यदा सा न धरति एवञ्च पुरातनी वर्तते चेत् तस्यैव तस्याः शाटिकायाः किमपि एकं नूतनं वस्त्रं वा एकं युतकम् इत्यादिकं वा लघु लघु बालकानां कृते किमपि निर्माणं वा वस्त्रम् इत्यादिकं निर्माणं करोमि स्म एवञ्च यथा मम माता तद् वस्त्रनिर्माणानन्तरं यत्किमपि डिस़ैन् इत्यादिकं करोति स्म तद् बहु उत्तमरीत्या करोति अतः तदेव दृष्ट्वा अहमपि तद्वत् कर्तुं प्रयत्नं करोमि एवं यद् सीवनका कार्ये सीवन यन्त्रस्यापि बहुमहत्वं वर्तते एवञ्च सीवनयन्त्रे यथा सीवनयन्त्रं चालय चालनमपि उत्तमरीत्या भवेत् अन्यथा वस्त्रस्य नष्टता तु भवति एव एवं सीवनयन्त्रे कथं तत्र सूत्रम् इत्यादिकं परिवर्तनीयं कथं सूत्रं योजनीयम् एवं कथं भिन्नवर्णानां सूत्रं कदा कदा परिवर्तनीयम् इत्यादि सर्वम् अपि पठनं भ सर्वेषां कृते अनिवार्यम् एव किमर्थं नाम यदि माता वा न भवति पिता वा न भवति तर्हि स्वयं स्वस्य वस्त्रस्य कथञ्चित् सीवनं कुर्यात् इति हेतोः पठनीयमेव किञ्चिदपि यथा यत् तद्वदेव शर्ट् इत्यादिकं युतकम् इत्यादिकं धरामः चेत् तत्र बटन् इत्यादिकम् अपि नष्टं भवति तद् बटन् इत्यादिकं नष्टे सति स्वयं कथं तत्र योजयितुं शक्नुमः तदपि ज्ञानं सर्वेषां कृते भवेत् इति हेतोः सीवनम् अपेक्षते एव एवं सीवनं तु यथा कथञ्चित् अधुना यूट्यूब् इत्यादिकं माध्यमेन पठितुं शक्नुमः किन्तु यद् पठित तद् दृष्ट्वा किमपि लाभः नास्ति दृष्ट्वा स्वयं किमपि तथा सीवनादिकं करो कुर्मः तर्हि सीवनविषये किञ्चित् दृढता अस्माकं मनसि भवति तथा च यथा यत्किमपि या कापि परिस्थितिः अस्माकं वस्त्रस्य भवति चेत् वयं स्वयमेव तस्य समीकरणं कर्तुं शक्नुमः इति